योगशिक्षणार्थम् अन्तर्जालवाहिनीः काश्चन मया अनुस्रियन्ते तत्र काश्चन समीचीनाः भवन्ति तत्र जनः अपि कथं कथं कर्तव्यं कः कः कर्तुं पारयति कथं क्रियमाणे कः क्लेशः जायेत तदर्थं तेन एवं कर्तव्यम् इति सर्वान् अपि नियमान् बोधयन् यः पाठयति तत्र क्लेशः नानुभूयते परन्तु यत्र काश्चन अन्तर्जालवाहिनीः भवन्ति तत्र तावत् केवलं तत्र आसनमात्रम् उत प्राणायामः तद् तद्विधानमात्रं पाठ्यते तत्र महान् क्लेशः जायेत तदनन्तरं ये योगाभ्यास शिशु शिशिक्षवः सन्ति ते ते विशिष्य एकस्य एकं गुरुमाश्रित्य अभ्यसेयुः इत्ययं उत्तमः पक्षः यदा तन्न सम्भवति तदानीं या अत्यन्तं समीचीना अन्तर्जालवाहिनी विद्यते ताम् अनुसृत्य सः पठितुं शक्नोति